मम प्रदेशः तु ओडिसा ओडिसाप्रदेशे संवाद धरित्री इत्यादयः वार्तापत्रिकाः लभन्ते तासु मम तु प्रिया भवति क्रीडा क्रीडावार्तासु मया रोच्यते अतः क्रीडावार्ता एव मम कृते सम्यक् ततः परं तत्र राज राजनैतिक तथा च अन्यान्यविषये मम इष्टतमं वर्तते तत्र य कदा कदा कविता अपि आगता तद् अहं पट् पट् पठित्वा आनन्दी भवामि ततः परं मम इष्टतमः लेखकः इत्युक्ते गोपवन्धुदास् तेन बन्दिन् बन्दी विरहः व्यथा इति एकं काव्यं लिखितं तत्र तस् तेन कारागारे स्थित्वा कथं चन्द्रस्य सूर्यास्तं कथं भवति तद् दु दृष्ट्वा तेन कविता लिखितवन्तः त ततः परं कविकुलगुरुः कालिदासः तेन एव मेघदूतम् इत्यादयः नाटकानि तेन लिखितवन्तः ततः परं महाकविसारलदासः सः एव मम प्रियः तेन सा साहारवृक्षः इति कविता लिखितवन्तः तत्र सहाड वृक्षस्य उपकारितायाः विषये तत्र विशेषतया लिखितवन्तः